मम जीवने अत्यन्तं मौल्ययुतम् अस्ति मम कुटुम्बम् येन विना मम जीवनमेव असम्भवम् मम परिवारे मम माता पिता मम भगिनी च भवन्ति ते न केवलं मम परिवारः किन्तु मम मित्राणि अपि सन्ति कष्टकाले मम आधारभूताः भवन्ति ते सर्वदा मम प्रोत्साहनं कुर्वन्ति सुखदुःखेषु सर्वदा मया सह एव भवन्ति मम नैतिकतां वर्धयन्ति वयं सर्वे मिलित्वा बहुसन्तोषेण चित्राणि पश्यामः आलयानि गच्छामः क्रीडामः च मम जीवने अतः अत्यन्तं मौल्ययुतं मुख्यं च मम परिवारः एव